सङ्गीतमध्ये तु मम बहु इच्छा अस्ति अहमपि गायनं सङ्गीतम् बहु इच्छा तु अस्ति किन्तु का कार्यक्रमेण एकमेकं कार्यक्रमहं वदामि न तु न तदे तदतु मम इच्छा अनन्तरं बहु भागं गृहीतम् इच्छा अस्ति दूर दूरवाणीं कृत्वा अनन्तरं तत्र गत्वा अनन्तरं भागं गृहीत्वा इच्छा तु अस्ति इष्टः तु पश्यामि कः कथमस्ति सङ्गीतं तत्र कथं स्वरः सङ्गीतम् अनन्तरम् कर्नाटकं मध्ये प्रकाशः प्रकाशः राय् प्रकाशः राजेशकृष्णन् अर्जुनजन्य इति बहु प्रसिद्धाः हंसलेखः इति बहु प्रसिद्धः सारेगमप लिटल् चाम्प्स् इति अस्ति तत्रापि अहम् इच्छा तु अस्ति हा एकवारं गन्तुं गन्तुं तु एतद् एतद् इण् इण्डियन् ऐडल् तु बहु सङ्गीतस्य बहु सम्यक् सम्यक् भवति इद् मम ध्वनिः अपि अस्ति किन्तु अहम् भगवानस्य अनन्तरं सङ्गीतस्य तु बहु इच्छा तु अस्ति तत्र सङ्गीतमध्ये भागं गृहीत्वापि इच्छा तु नूनं तस्य गायनमपि अहम् जाय जानामि इतोऽपि इतोऽपि जान् जायमानम् अस्ति